शास्त्रेतिहासे स्वीयशास्त्रस्यगरिमा वक्तव्या इत्युक्ते तस्य कृते कदापि समयः पर्याप्तम् एव न भवति सः यः स्वीयं शास्त्रं पठति सः आदिनं स्वीयशास्त्रस्य विषये वक्तुं प्रभवति सर्वोपि शक्नोति च तत्र विशिष्य यदि मया वक्तव्यम् मम स्वीयं शास्त्रं वर्तते अद्वैतवेदान्तशास्त्रं सर्वदा सर्वे वदन्ति सर्वे अङ्गीकुर्वन्ति च इदम् दर्शनानां मध्ये दर्शनीयतमं शास्त्रं यदि किञ्चिद्वर्तते तर्हि तत्र अद्वैतवेदान्तः एव भवितुमर्हति न अन्यद्किञ्चित् दर्शनम् दर्शनानि द्विविधानि भवन्ति नास्तिकदर्शनानि आस्तिकदर्शनानि चेति नास्तिकदर्शनानि कानि इत्युक्ते झटिति वक्तुं शक्यानि भवन्ति चार्वाकदर्शनं जैनदर्शनं बौद्धदर्शनमिति प्राधान्येन त्रयम् इतोपि गुणभूताः बला बहवस्सन्ति किन्तु प्रधानाः इमे भवन्ति आस्तिकदर्शनानि कानि इति यदि पृच्छन्ति तर्हि तत्र षट् आस्तिकदर्शनानि विद्यन्ते तत्र साङ्ख्यदर्शनं योगदर्शनं न्यायदर्शनं वैशेषिकदर्शनं पूर्वमीमांसा दर्शनम् उत्तरमीमांसा दर्शनम् उत्तरमीमांसा इत्युक्तेव वेदान्तः इति विशिष्यः वेदान्तपदस्येव अर्थः तथा अस्ति वेदस्य अन्तिमः भागः इति अथवा वेदस्य अन्तः इत्युक्ते निर्णयात्मकः भागः इति एकं तु अङ्गीकर्तव्यं भवति वेदानां मध्ये सर्वदा प्रत्येकं वेदं पश्यन्ति चेत् आदौ ब्राम्हणम् आरण्यकं संहिता अन्ते उपनिषत् उपनिषदित्युक्ते एव वेदान्तः इति अतः अन्ते विद्यते इति वा इति वेदान्तः अथवा अन्ते अन्तः इत्युक्ते निर्णयात्मकः भागः इत्येव वेदान्तः भवितुमर्हति वयं सर्वे जानीमः वेदान्तः इत्युक्ते झटिति अस्माकं मनसि आगच्छति आगच्छन्ति भगवत्पादाः श्रीशङ्कराचार्याः यद्यपि तेषां पूर्वं भगवत्पादात् प्रागपि बहवः वेदान्ताचार्याः आसन् वेदान्तपद्धतिरासीत् किन्तु शङ्कराचार्याः तत्र अत्यन्तं विषदीकृतं कार्यं कृतवन्तः यत्र तैः अन्त्यन्तम् अल्पीयसि कालेव प्रस्थानत्रयं भाष्यं लिखितवन्तः बहूनिस्तोत्राणि लिखितवन्तः तत्सर्वम् एवं नामोल्लेखः क्रियते चेत् न समाप्यते कालः विशिष्य यदि वक्तव्यं प्रस्थानत्रयभाष्यं प्रस्थानत्रयभाष्यं नाम सर्वदा शास्त्रेषु किं भवति प्रकरणग्रन्थः प्रस्थानग्रन्थः इति भवति प्रकरणग्रन्थाः किं कुर्वन्ति इत्युक्ते प्रस्थानग्रन्थे प्रस्थानग्रन्थस्य अध्ययनार्थं ये ये अंशाः अपेक्षन्ते तान् सर्वानपि अंशान् प्रकरणग्रन्थः दीयन्ते प्रकरणग्रन्थाः यच्छन्ति तर्हि प्रकरणग्रन्थाः के वेदान्तशास्त्रे इत्युक्ते तत्र वेदान्तसारः पञ्चदशी अनन्तरं वेदान्तपरिभाषा सिद्धान्तलेशसङ्ग्रहः अद्वैतसिद्धिः इत्येवं बहूनि तत्र प्रकरणपुस्तकानि सन्ति कदाचित् स्तोत्राण्यपि अत्र सहकुर्वन्ति अनन्तरं केचन ग्रन्थाः अपि सहकुर्वन्ति विवेकचूडामणिः स्वयं भगवत्पादविरचितः विवेकचूडामणिः अपि अत्र सहकरोति प्रस्थानत्रयं नाम किम् इत्युक्ते तत्र त्रयः विषयाः सन्ति आदौ स्मृतिः प्रस् श्रुतिप्रस्थानं श्रुतिप्रस्थानमित्युक्ते उपनिषद् अनन्तरं द्वितीयं स्मृतिप्रस्थानं स्मृतिप्रस्थानम् इत्युक्ते भगवद्गीता शु सूत्रप्रस्थानम् इति तृतीयं प्रस्थानं सूत्रप्रस्थानं नाम ब्रह्मसूत्रम् तत्र यद्यपि उपनिषदः बह्व्यः वर्तन्ते क्वचित्तु वदन्ति अष्टोत्तरशतम् उपनिषदः वर्तन्ते इति केचन तत्र इत्युक्ते पाठ्यक्रमे केचन कियत् पठन्ति इत्युक्ते केचन इत्यपेक्षया सर्वे सर्वे कियत्पठन्ति इत्युक्ते आधिक्येन दशोपनिषदां तत्र भाष्यं पठन्ति यद्यपि श्वेताश्वतरोपनिषदि अनन्तरं अन्य तत्र क कौ किं कौषीतकी उपनिषतद् इति तत्र अपि शाङ्करभाष्यम् उपलभ्यते इति वदन्ति किन्तु दशोपनिषदां तु ज्ञानं सर्वेषाम् अस्ति सर्वेषाम् इत् इत्युक्ते शास्त्रं ये पठन्ति तत्रपि वेदान्तं ये पठन्ति तैस्तु इदं पठितमेव भवति तत्र दशोपनिषदः के इत्युक्ते ईशावास्योपनिषत् केनोपनिषत् कठोपनिषत् प्रश्नो प मुण्डकोपनिषत् माण्डूक्योपनिषत् प्रश्नोपनिषत् तैत्तिरियोपनिषत् ऐतरेयोपनिषत् छान्दोग्योपनिषत् बृहदारण्यकोपनिषत् इति तत्रापि बृहदारण्यकं शब्दम् एव वर्तते बृहदारण्यकम् इति उपनिषत् बृहदारण्यकम् उपनिषत् बृहदरण्यसमम् बृहदारण्यकं तु अतीव बृहद् अतीव महती बृहत् बृहती उपनिषत् अत्यन्तं लघ्वी उपनिषद्वर्तते माण्डूक्योपनिषत् यत्र केवलं द्वादश मन्त्रास्सन्ति ईशावास्योपनिषदि अष्टादशमन्त्रास्सन्ति एवम् इदम् उपनिषद्द्वयम् अत्यन्तं लघ्व्यः इति उच्यते बृहदारण्यकोपनिषत् बृहती इत्युच्यते प्रत्येकं मन्त्रस्य कृतेपि भगवत्पादाः स्वीयं भाष्यं लिखितवन्तः अन्याः अपि तत्र उपनिषदः वर्तन्ते ताः पाठप्रणाल्यां न सन्ति तथैव स्मृतिप्रस्थानं स्मृतिप्रस्थानं नाम किम् इत्युक्ते मया प्रागुक्तं गीताप्रस्थानम् भगवद्गीतायाम् अष्टादश अध्यायास्सन्ति प्रत्येकं श्लोकस्य कृतेपि भगवत्पादैः भाष्यं लिखितं तत्र आदौ उप उपोद्घातभाष्यम् इति वर्तते उपोद्घातभाष्यं भाष्यस्य अनन्तरं प्रथमे अध्याये शाङ्करीयं भाष्यं नोपलभ्यते द्वितीयाध्यायस्य द्वादशश्लोकादारभ्य किं भवति इत्युक्ते भाष्यम् उपलभ्यते तदारभ्य अन्तपर्यन्तमपि श्लोकानां कृते भाष्यम् उपलभ्यते अत्यन्तं सम्यक् यद्यपि भगवत्पादैः काव्यं न लिखितं किन्तु तेषां सर्वोपि ग्रन्थाः सर्वोपि ग्रन्थाः प्राक्शास्त्रीय ग्रन्थाः अत्यन्तं रमणीयशैल्या उपनिबद्धाः अस्ति यत्र सर्वे साक्षात् पठितुं शक्नुवन्ति प्रथमपर्याये पठन्ति चेत् तत्र केवलं वाख्यार्थः ज्ञायते पुनःपुनः पठनेन तेषां भावार्थः ज्ञायते अतः एकस्मिन् जन्मनि इदं सर्वं पठित्वा समाप्तम् अहं सर्वं वाक्यं पठितवान् अस्मि इति कोपि वक्तुं न शक्नोति अत्यन्तं शास्त्रविद्वानपि न शक्नोति एकवारं पठति चेद् एकः अर्थः कालेन कालान्तरं पठति चेत् अथवा कालोत्तरं पठति चेत् पुनः चेत् अन्यः अर्थः एवं गीता इत्युक्ते सर्वेषां जीवनपद्धतिं वक्तुं यः ग्रन्थः तस्य ग्रन्थस्य उपरि भगत्पादीयं भाष्यम् इत्यो इत् इ इतोपि रमणीयं रोचकं च स्वरसं च तथैव ब्रह्मसूत्रभाष्यं ब्रह्मसूत्रे चत्वारः अध्यायास्सन्ति प्रत्येकम् अध्यायस्य नाम इत्थं वर्तते प्रथमाेध्यायः इत्युक्ते तत्र समन्वयाध्यायः द्वितीयः अविरोधाध्यायः तृतीयः साधनाध्यायः चतुर्थः फलाध्यायः इति तत्र समन्वयाध्याये किं क्रियते इत्युक्ते येषु येषु श्रुतिवाक्येषु संशयः वर्तते तानि सर्वाणि वाक्यानि अत्र अधिकरणेषु आनीय विचारः क्रियते अतः सूत्रसङ्ख्या वर्तते फ़ै फ़ै फ़ैव् फ़ै हण्ड्रेड् एन्ड् फ़िफ़्टि फ़ै सूत्राणि सन्ति अधिकरणान्यपि बहूनि वर्तन्ते कदाचित् अधिकरणं नाम किं भवति इत्युक्ते यस्मिन् प्रकरणे विषयो विषयश्चैव पूर्वपक्षस्ततोत्थरं सङ्गतिश्चेति पञ्चाङ्गं शास्त्रेधिकरणं विदुः इति श्लोकरीत्या पूर्वपक्षः सिद्धान्तः विषयवाक्यं विचारः विषयः अनन्तरं पूर्वपक्षः सिद्धान्तः इति पञ्चाङ्गानि यत्र वर्तन्ते तानि अधिकरणम् इति संज्ञया गृह्यन्ते तर्हि एवं बहूनि अधिकरणानि सन्ति तत्र तत्र समन्वयाध्याये किं क्रियते इत्युक्ते यः यथा मया प्राग् उक्तं यस्मिन् वाक्ये संशयः उदेति उदाहरणार्थम् आकाशः इति शब्दश्श्रुतः क्वचित् श्रुतिवाक्ये आकाशादेव सर्वे उत्पद्यन्ते आकाशात् आकाशे तिष्ठन्ति आकाशे लयं प्राप्नुवन्ति इति क्वचित् वेदप्रकरणे एकं वाक्यं वर्तते इदं वाक्यं श्रुत्वा श्रोतुः मनसि किं भवति भोः आकाशः अत्र एक एव आकाशः यः दृश्यमानः भूताकाशः तर्हि भूताकाशं दृष्ट्वा तस्मादेव सर्वे उत्पद्यन्ते तस्मिन् तिष्ठन्ति तस्मिन्नेव लयं गच्छन्ति तत्र श्रुतिवाक्यमपि सहकरोति आकाशादेव वर्तन्ते इति अनन्तरं श्रुतिवाक्यम् एवमपि वर्तते आकाशाद्वायुः वायोरग्निः अग्नेरापः इत्यादि तर्हि प्रत्येकं भूतमपि आकाशादेव कदाचित् साक्षात् सृष्टम् अथवा परम्परया सृष्टं तर्हि आकाशं दृष्ट्वा भूताकाशो वा इत्युक्ते नास्ति किमर्थं नाम आकाशोपि सृष्टः आकाशस्य तावत् सामर्थ्यं नास्ति अतः आकाशपदेन कस्य ग्रहणं कर्तव्यं ब्रह्मणः ग्रहणं कर्तव्यं तदानीमेव इदं सम्यक् सेत्स्यति अत्यन्तम् अल्पः आकाशः ब्रह्मातुल्यः कथं भवितुमर्हति ब्रह्मः तु सर्वान् सृजति किन्तु इदम् अयं भूताकाशः सर्वान् स्रष्टुं कथं शक्नोति अतः सर्वेषां सर्जनं सामर्थ्यम् आकाशस्य न भवति अपि तु परमेश्वरस्यैव इदं भवितुमर्हति अतः परमेश्वरः एव अत्र आकाशपदवाच्यः इति अत्र निर्णयः क्रियते एवञ्च एवं वेदे यानि यानि एतादृशानि संशयजनकानि वाक्यानि अवर्तिषत तानि सर्वाणि वाक्यानि सङ्गृह्य समन्वयाध्याये भगवत्पादैः अत्यन्तं रमणीयशैल्या स्वरसशैल्या च उपनिबद्धानि सन्ति अतः सूत्रप्रस्थानं सर्वैः न केवलं वेदान्तछात्रैः अपि तु सर्वैः शास्त्रज्ञैः शास्त्रं ये पिपठिष्यावः वर्तन्ते तैरपि सर्वथा ब्रह्मसूत्राणि अध्येयानि सभाष्यं भगवत्पादीय भाष्यसहितं पठनीयानि सन्ति तत्र इदं वक्तव्यं भवति इदं प्रस्थानत्रयं प्रकरणग्रन्थाः बहवस्सन्ति यथा मया प्रागुक्तं धर्मराजाध्वरीन्द्र विरचितं वेदान्तपरिभाषा अस्मिन् ग्रन्थे किं क्रियते इत्युक्ते अस्मिन् ग्रन्थे प्रमाणानां विचारः क्रियते प्रत्यक्षम् अनुमानम् उपमानम् आगमः अर्थापत्तिः अनुपलब्धिः इति प्रमाणानां विषये अत्र जिज्ञासा क्रियते जिज्ञासायाः उपशान्तिर्भवति ग्रन्थान्ते विषयपरिच्छेदः प्रयोजनपरिच्छेदः इत्यपि वर्तते तत्र वेदान्तस्य विषयः प्रयोजनञ्च निरूप्यते तथैव अत्यन्तं वादार्थं वाद वादव्यवस्थापेक्षते इत्युक्ते अत्र अद्वैतसिद्धिः सहकरोति हा इदमत्र मया वक्तव्यं ब्रह्मसूत्रस्य कृते बहूनि व्याख्यानानि सन्ति तत्रापि प्रसिद्धं वर्तते भामती भाष्यरत्नप्रभा न्यायनिर्णयः इति भामतेः अध्ययनार्थं पुनः परिमला एवं तस्य अध्ययनार्थमेवमन्या टीका इत्येवम् कल्पतरुः कल्पतरोः अध्ययनार्थं परिमला इत्येवं परम्परापि वर्तते पुनश्च भगवद्गीतायाः अपि मया इदं वक्तव्यं भगवद्गीतायाः अपि किं जातम् इत्युक्ते अष् अष्टौ अष्टौ इति केवलं एकस्मिन् ग्रन्थे वर्तन्ते अष्टौ टीकाः इति बहुविधाः टीकाः आधुनिककालपर्यन्तं टीकाः रच्यमानास्सन्ति सु केचन स्वमतिरीत्या कुर्वन्ति केचन अत्यन्तं विरोधं कुर्वन्ति व्याख्यानेषु विरोधं वैरुध्यं प्रकटयन्ति इत्येवं एवञ्च तत्र एवं वेदान्ते प्रकरणग्रन्थाः प्रस्थानग्रन्थाः इति विभागाः मधुसूदनसरस्वतीभिः विरचितः अद्वैतसिद्धिग्रन्थः वादार्थमुपयुज्यते अप्पय्यदीक्षितैः रचितः सिद्धान्तलेषसङ्ग्रहः अपि वर्तते तत्र विचारसरणिरस्ति एवं प्राधान्येन इमे ग्रन्थाः पाठ्यन्ते पठन्ति च इतोपि अवशिष्टाः बहवः ग्रन्थास्सन्ति बहूनि प्रस्थानानि सन्ति वार्तिकप्रस्थानम् इति वर्तते भामतिप्रस्थानम् इति वर्तते तत्र प्रस्थानपरम्परापि वर्तते वेदान्ते अतः भगवत्पादात् प्रागपि वेदान्तपरम्परा आसीदेव किन्तु भगवत्पादैः तत्र नूतनविचारधारा आरब्धा श्रुतिसम्मतः तर्कः उपयुक्तः ब्रह्मसूत्रे प्रथमाध्याये समन्वयाध्यायेति मया उक्तं तत्र द्वितीयः अध्यायः अविरोधाध्यायः अधुना मया तर्कः इत्युक्तम् अतः इदम् अत्र मया वक्तव्यं श्रुतिसम्मतः तर्कः उपयुक्तः यद्यपि भगवत्पादाः खण्डनार्थं किमपि ग्रन्थं वा अथवा अन्यद् वा ते न कृतवन्तः किन्तु अविरोधाध्याये सर्वेषां साङ्ख्यप्रभृति पाञ्चरात्रागमपर्यन्तं ये ये पूर्वपक्षाः अवर्तिषत तान् सर्वान् परपक्षान् तिरस्कृत्य अविरोधं स्व्या साधितवन्तः येन च ब्रह्मरूपसिद्धान्ते कोपि विरोधः न भवेदिति तर्हि समन्वयः स्थापितः अविरोधोपिस्थापितः तर्हि अग्रे ममुक्षूणां कृते साधनं वक्तव्यम् शमः दमः उपरतिः तितिक्षा शान्तिः समाद श्रद्धा समाधानम् इत्यादि साधनानि वक्तव्यानि अत्यन्तं स्वरसया शैल्या अतः साधनाध्याये इमे विचाराः केचन उक्तास्सन्ति अत्यन्तं गभीरया शैल्या तर्हि मुमुक्षोः कृते समन्वयोपिलब्धः अविरोधोपि प्राप्तः साधनानि च प्राप्तानि इत्युक्ते सः फलस्य निकटे एव वर्तते अतः फलं बोधयितुम् फलाध्यायः इति अन्ते निरुपितः अस्ति इत्थं वेदान्तशास्त्रे इमे अचार्याः अनन्तरं प्रकरणग्रन्थाः प्रस्थानग्रन्थाः अनन्तरं प्रस्थान परम्परा आचार्य परम्परा च वर्तन्ते